उडुपिप्रदेशे प्राधान्येन जनाः जीविकार्थम् उद्योगं कुर्वन्ति केचनजनाः ऐटि माध्यमे केचन अध्यापकाः केचन आपणे उद्योगं कुर्वन्तस्सन्ति इतोपि यन्त्रशालाः विद्यन्ते वा इत्युक्ते अत्र मणिपालप्रदेशे विशेषरूपेण यन्त्रशालाः बहवः सन्ति तन्मध्ये प्लास्टिक् सम्बद्धि सम्बन्धीयन्त्रशाला विद्यते एवम् इतोपि यन्त्रशालायाः नगरमिति तत्र एकं नगरं विद्यते अतः जनाः तत्र उद्योगं कृत्वा तद्वारा तेषां जीवनं यापयन्ति सन्तुष्टेन सर्वत्र निवसन्ति अतः विशेषरूपेण मम प्रदेशे यन्त्रशालाः विद्यन्ते जीविकार्थं जनाः कार्यं कुर्वन्ति